अन्तर्जालीयसमस्याः बहु भवन्ति सामाजिकदृष्ट्या पश्यामश्चेत् क्वचित्वयं बहिः गच्छामः चेत् यदि कष्टः कष्टं भवति क्लेशः यदि भवति तर्हि तत्र यदि उतत्मं स्थलं वर्तते तर्हि तत् प्रकटनीयं यदि अनुत्तमं न तत्र दुष्टाः एव सन्ति चेत् न प्रकटनीयम् अनन्तरं तत्र अस्माकं कृते इतोपि क्लेशाः क्लेशाः अनुभूयन्ते अत यदि तथा भवति प्रभावः तु अन्यथा एव विद्यते इदं एकं वाक्यं वदामश्चेत् तदेव पुनः पुनः उक्त्वा तदेव अन्यथा कृत्वा अस्माकं उद्देश्यं अन्यथा एव मनसि स्थापयन्ति कथं च तत् ततः वयं जागरूकाः भवामः इति चेत् न वक्तव्यं जागरूकरूपेण वयं कु कुत्रापि गच्छेमश्चेत् जागरूकतया सम्भाषणीयं कथञ्चित् न सम्भाषणीयं यत्किञ्चित् न सम्भाषणीयं उतत्ममेव सम्भाषणीयं मम अभिप्रायः तु एवं वर्तते अनुभवस्तु जातः क्वचित् बहिः गच्छामश्चेत् कथं भवितव्यमिति अनेन ज्ञायते यदि न ज्ञायते ए एतादृशाः अनुभवाः ये अनुभूताः सन्ति तेषां सविधे पृष्ट्वा सम्यग्ज्ञात्वा व्यवहर्तव्यं कुत्रचित् वयं गच्छामश्चेदपि तस्य अनुभवं प्राप्य वयं सम्भाषणं कुर्मः कथञ्चित् सम्भाषयामश्चेत् अन्तर्जालीयसमस्याः अधिकाः एव भवन्ति इति मम अभिप्रायः अनुभवश्च